पादपानाम् आरोपणम् मम रुचिरस्ति अहम् नूतनपादपानाम् आनयनं करोमि मम गृहे च आरोपयामि किञ्च मम पत्नी अपि पुष्पाणां पादपानि आनयति अहं प्रदर्शनशालासु न गच्छामि परन्तु यूटूब् इत्यादिषु पादपानां संरक्षणं कथं करणीयं उर्वरादिक् उर्वरकादिकं कथं दातव्यं जलं कथं दातव्यम् सुमहते आतपे कथं पादपानि रक्षणीयानि किञ्च नूतनं वृक्षाणां रोपणं कथं सिद्ध्यति इत्यपि अहम् अवगच्छामि